ग्रामे विद्युच्छक्तिः सर्वेषाम् आवश्यकम् अस्ति मुख्यतः कृषिजनानाम् आवश्यकं भवति तत्र कृषिवलये ते कार्यं कुर्वन्ति खलु तदा इदानीं जलपूरणम् एतत् सर्वं कर्तुं पम्प् सेट् ते स्थापयन्ति टेक्टर् उपयोगं कुर्वन्ति हलः इत्युक्ते नेगीलु अस्ति खलु तत्र अपि विद्युच्छक्ति उपयोगं कृषिक्षेत्रे भवति अनन्तरम् एतद् क्राप् कट्टर् इति अस्ति स्प्रिङ्क्लर् अपि अस्ति स्प्रिङ्क्लर् अपि विद्युच्छक्ति आश्रिताः एतद् यन्त्राणि सन्ति कृषिजनानां बहु उपयोगः भवति यन्त्राणि अपि बहु उपयोगः अस्ति विद्युच्छक्ति उपयोगः बहूनि सन्ति